आं वास्तुशास्त्रानुगुणं यदि अस्माभिः गृहस्य निर्माणं करणीयं चेत् शुभकरं भवति तदर्थमेव गृह भूमिः क्रयणतः गृहप्रवेशपर्यन्तं सर्वत्र धनं दातव्यमिति सर्वप्रथमं भूमिः क्रयणार्थं भूमेः चयनं भवति भूमिचयनार्थमपि बहुविधनियमाः वर्तन्ते तेषु अहं किञ्चित् नियमान् वदामि सर्वप्रथमं भूमिः सस्ययुक्ता भवेत् इत्युक्ते तत्र किमपि वृक्षाः यदि भवेयुः चेत् सा भूमिः सम्यक् वर्तते शोभनं वर्तते अनन्तरं भूमेः वर्णः मृत्तिकायाः वर्णः यदि श्वेतः अस्ति चेत् सापि भूमिः शुभा भवति अनन्तरं स्वादेन अपि भूमेः परीक्षणं भवति यदि मृत्तिकायाः यदि अस्माभिः स्वादं यदि यदि परीक्षणं भवेत् तर्हि मधुरा रसयुक्ता इति अस्ति चेत् सापि भूमिः शोभना भवति अनन्तरं भूमेः भूमौ एकहस्तात्मकं एकं गह्वरं करणीयं तस्मिन् गह्वरे जलं प्रपूरणीयमस्ति रात्रौ करणीयं पुनः प्रातः वा यदि तस्मिन् गह्वरे यदि जलम् अवशिष्टं भवति चेत् सा भूमिः उत्तमा भूमिः वर्तते अनन्तरं यदि तस्मिन् गह्वरे किमपि जलं न भवति किन्तु मृत्तिका मृत्तिकायामपि किञ्चित् जलम् इत्युक्ते मृत्तिका जलं मिश्रणं यदि अस्ति चेत् सा भूमिः मध्यमा भूमिः भवति अनन्तरं यदि तस्मिन् गह्वरे किमपि जलं नास्ति मृत्तिका अपि शुष्का जाता चेत् सा भूमिः अधमा भूमिः भवति अनेन प्रकारेण भूम्याः चयनं भवति भूम्याः चयनानन्तरं किं भवति गृहस्य प्रारम्भे शिलान्यासः भवति शिलान्यासः शिलान्यासस्य मुहूर्त्तं दृष्ट्वा शिलान्यासः अस्माभिः करणीयः तस्य कृते राहुमुखस्य विचारः भवति यतोहि सा भूमिः अस्ति तस्यां भूमौ प्रथमं घातं कुतः क्रियेत तस्य कृते आग्नेयकोणमध्ये सर्वप्रथमं गह्वरं करणीयं गृहस्य प्रारम्भं ततः एव करणीयम् इति ततः ततः एव शिलान्यासः प्रथमं भवेत् शिलान्यासे गणेश अम्बिकयोः पूजनं कृत्वा पुनश्च दशदिक्पालानां तेषां भोजनं दत्वा अनन्तरं शिलान्यासः भवति शिलान्यास अनन्तरं पुनः गृहनिर्माणं भवति गृहनिर्माणार्थं प्राक् गृहनिर्माणे सर्वप्रथमं द्वार द्वारस्य स्थापना अपि भवेत् तस्याः अपि शुभमुहूर्तं दृष्ट्वा एव करणीयं द्वारस्य स्थापना भवेत् भवति अनन्तरम् अन्ये प्रकोष्ठानां स्थानं भवति गृहे सर्वप्रमुखम् एतावदपि अस्ति यत् गृहस्य कस्यां दिशि किं भवति वा कस्यां दिशि कः प्रकोष्ठः भवेत् तस्य अपि ज्ञानमावश्यकं वर्तते तेन किं करणीयं सर्वप्रथमं दिशायाः चयनं भवेत् पूर्वपश्चिम उत्तरदक्षिणाः पुनश्च अग्निकोणः नैर्ऋतकोणः वायव्यकोणः ईशानकोणयोः निर्धारणं भवेत् अहं वदामि यत् कस्मिन् कस्मिन् कस्यां दिशि किं किं भवेत् तर्हि सर्वप्रथमं पूर्वदिश् दिशा आगच्छति पूर्वदिशायां प्रायः अस्माकं गृहस्य द्वारं भवेत् सम्यक् पुनः तत्र जलस्थानम् अपि भवितुं शक्नोति इत्युक्ते जलभण्डारः अनन्तरं किम् अनन्तरम् आगच्छति अग्निकोणः अग्निकोणमध्ये गृहस्य पाकशाला भवति महानसः पाकशाला भवेत् तेन गृहे सर्वं शुभं भवति पाकशाला किमर्थं भवेत् यतोहि अग्निकोणमध्ये यदि अग्नेः स्थापना भवति चेत् वक्तुं शक्यते यत् वयं प्रकृत्या मिलित्वा गच्छामः सः अग्निः अस्माकं कृते शुभकरी वर्तते अतः अग्निकोणमध्ये पाकशालायाः निर्माणम् अवश्यमेव भवेत् अग्रिमे दक्षिणदिशा आगच्छति दक्षिणदिशामध्ये शौचालयस्य निर्माणं भवेत् पुनश्च कस्यापि प्रकोष्ठस्य निर्माणं भवितुं शक्नोति यस्मिन् अहं यस्मिन् वस्तूनि स्थापयामः येषां प्रयोगः प्रतिदिनं न भवेत् इत्युक्ते स्टोर् कार्यं तत्र कर्तुं शक्नुमः अनन्तरम् आगच्छति नैर्ऋत्यकोणः नैर्ऋत्यकोणमध्ये प्रकोष्ठः भवेत् तस्मिन् प्रकोष्ठे गृहस्य प्रमुखस्य वा गृहस्वामिनः तत्र वासः भवेत् गृहस्वामिनः वा वास्तवस्य स्थानं नैर्ऋत्यकोणम् एव मुख्यरूपेण भवति अग्रे पश्चिमदिशा आगच्छति पश्चिमदिशि किं भवेत् पश्चिमदिशि वरुणस्य दिशा वर्तते तत्र जलस्थानं भवेत् जलभण्डारः तत्र वरुणदिशि भवेत् पुनश्च सा दिशा पूर्वदिशायाः अपेक्षया उन्नता अपि भवेत् पूर्वदिशा निम्ना भवेत् पश्चिमदिशा उन्नता भवेत् तर्हि गृहे शुभकरी भवति अनन्तरं वायव्यकोणम् आगच्छति वायव्यकोणे वायुदेवस्य स्थानं वर्तते तत्र वायुः आगच्छति गच्छति अतः तत्र तत् तत्र प्रकोष्ठस्य निर्माणं भवेत् यदि कस्यचित् पुत्रस्य वा पुत्र्याः यदि विवाहः न भवति तत् तदा पुत्रस्य वा पुत्रं वा पुत्रीं तस्मिन् प्रकोष्ठे स्था स्था स्थातव्यं येन तस्य विवाहः शीघ्रं सञ्जातः पुनश्च यदि व्यवसायिकभूखण्डः वर्तते चेत् येषां वस्तूनां विक्रयणं करणीयम् अस्ति चेत् तान् तानि वस्तूनि तत्र स्थापयेत् येन तेषां वस्तूनां विक्रयं शीघ्रं भवति अग्रिमे उत्तरदिशा आगच्छति उत्तरदिशि किं भवेत् कुबेरस्थानं भवति कुबेरस्थाने धनस्य स्थानं भवति धनस्थानं तत्र स्थापनीयं येन धनस्य सर्वदा वृद्धिः भवति अन्ते आगच्छति ईशानकोणः अयं कोणः पवित्रकोणः वर्तते अस्मिन् को कोणे जलमपि स्थापयितुं शक्नुमः पुनश्च देवस्य वा देवानां स्थापना अपि करणीयं देवस्थानम् इत्युक्ते ईशानकोणः ईशानकोणे प्रमुखरूपेण भगव् भगवतः शिवस्य स्थानं वर्तते तस् तत्र शिवस्थापना यदि करणीया चेत् गृहे सर्वं शुभं भवति अनेन प्रकारेण गृहे सर्वेषां प्रकोष्ठानां स्थापनं सञ्जातम् गृहस्य मध्यभागे किं करणीयं तर्हि गृहस्य मध्यभागे प्रायः तत् स्थानं रिक्तं भवेत् तत्र न कोऽपि बृहद् निर्माणं भवेत् प्राचिनकाले ये गृहाः ये गृहाणि सन्ति तेषु गृहेषु मध्यभागे तुलसी इत्यस्य स्थापना भवति स्म येन तत् स्थानं पवित्रं भवति तत्र न कोऽपि अपवित्रं करोति येन गृहे सकारात्मक ऊर्जायाः प्रवाहः भवति तर्हि अनेन प्रकारेण गृहस् गृहे प्रकोष्ठानां स्थापना मया वक्तव्या अनन्तरं यदा गृहस्य सम्पूर्णनिर्माणम् अभवत् अनन्तरम् एकस्मिन् शुभदिवसे गृहे गृहप्रवेशः करणीयः गृहप्रवेशः इत्युक्ते तस्मिन् गृहे सर्वप्रथमं वासः कदा भवेत् तदर्थं शुभदिने शुभनक्षत्रे शुभलग्ने शुभ अयने यदि तस्मिन् गृहे वयं प्रविशामः चेत् गृहे सर्वं सुखं सौविध्यं धनम् आनन्दं भवति अनेन प्रकारेण गृहस्य निर्माणात् गृहप्रवेशानन्तरं सर्वदा वास्तुशास्त्रस्य प्रयोगस्य प्रयोगं तत्र करणीयं चेत् सः तत् गृहं समीचीनं भवति तस्मिन् गृहे गृहिणः सर्वदा उन्नतिं प्राप्नुवन्ति इति